मम पतिः टु तौसेण्ड् टेन् मध्ये स्वर्गस्थः अभवत् अहं तदा अतिशोकान्विता आसम् तदा मम गुरुः डाक्टर् शा शान्तलाभगिनी मम गृहम् आगत्य माम् एम् ए कर्तुं प्रेरितवती अहं मम शोकं सर्वं तत्र विस्मृत्य संस्कृतपठने व्यस्ता अस् अभवम् उत्तम अङ्कानि प्राप्य दशम रेङ्क् अपि प्राप्य पास् कृतवती पश्चात् अहं संस्कृतम् अन्येभ्यः पठितुं प्रारब्धवती भगवद्गीता क्लास् अपि कर्तुं प्रारब्धवती टु तौसेण्ड् ट्वेण्टि टु मध्ये मम गुरुः डाक्टर् शान्तलाभगिनी मां काल् कृत्वा मां पि हेच् डि कर्तुम् उक्तवती प्रारम्भे अहं तावत् धैर्येण गन्तुं न शक्ता आसम् परन्तु पश्चात् भगिन्याः प्रेरणया प्रारं प्रारम्भं कृतवती मम इष्टविषयः भगवद्गीता उपनिषद्विषयमेव उद्धृतवती तदर्थम् अद्यत् अद्ये सर्वेपि मां बहुशुभाशयन् वदन्ति यतः सप्ततिवर्षे अहम् एतद् प्रारब्धवती इति एतदर्थम् अहं बहु सन्तोषं गर्वं च अनुभवामि मम ज्ञानमपि वर्धते इत्यत्र न संशयः एव यदि अहं एतत् पूरयितुं शक्ता भवामि चेत् मम जीवनं धन्यम् इति चिन्तयामि